अहं सप्ताहात् प्राक् एकं नूतन चार्जर् आनीतवति तस्य मुल्यं द्विसहस्राणि आसीत् परन्तु तस्य गुणवतः सम्यक् नास्ति चित्रः चित्रेव एकम् अस्ति परन्तु वास्तविके अन्येकम् अस्ति सम्यक् नास्ति बहुझटिति उष्णता आगच्छति इति